बालकानां कृते तस्य सर्वप्रथमं तु गद्यं इत्यस्य शब्दः किमावश्यकमस्ति तस्य गद्यं मीन्स् किम् तर्हि गद्यं तर्हि दीर्घः अभवत् पेरेग्राफ़्

पेरेग्राफ़् अस्ति तस्य उपरि तस्य दीर्घः अस्ति तर्हि तु तस्य तत् मध्ये एकवारं सर्वप्रथमं गद्यभागः तस्य पठनं करोतु किं तत्रैव ज्ञात्वा तर्हि बालकानां कृते तस्य पेरेग्राफ़् ज्ञात्वा किं तस्य उपरि प्रश्नः अस्ति किमस्ति तर्हि तर्हि एकम् उदाहरणम् अहं वदामि के तस्य महाभारतम् अस्मि रामायणम् अस्मि ग्रन्थमस्ति काव्यम् अस्ति तस्य काव्यं नास्ति तर्हि तस्य एकगद्यभागस्य आयोजितः अस्ति तर्हि रामायणं कृते तर्हि रामायणं तस्य शब्दः अपि अहम् अधुना वदामि चेत् तत्रेव बालकानां कृते तस्य रामायणस्य तस्य पार्श्वभूमिका अस्ति तन्मध्ये किं किं तस्य रामायणामध्ये तस्य पात्रः अस्ति तस्य रामः सीता तस्य वदामि चेत् बालकः शीघ्राति शीघ्रं तस्य संस्कृतं मध्ये अपि सम्यक्रीत्या तस्य पाठनं तस्य बालकः तस्य मम बहु बहु वाक्यमपि तस्य अपि उपरि करोतु तर्हि रामायणमहाभारतं शब्दः अपि बालकानां कृते बहु सम्यक् रीत्या अस्ति बालकानां कृते तस्य गद्यं किमस्ति न गद्यसाहित्यं तत् बालकानां कृते गद्यं एकः शब्दः गद्यस्य अर्थं किं न ज्ञात्वा तु तस्य पेराग्राफ़् तु अहं वदामि चेत् तस्य उपरि किं तस्य बालकः सम्यक्रीत्या न ज्ञात्वा तर्हि सम्यक्रीत्या एकशब्दः तस्य उपरि यः आगच्छति शृणोति चेत् शीघ्राति शीघ्रम् आगच्छति किं किम् अभवत् रामायणमध्ये किम् अस्ति तत् सर्वे अपि अपि अधुना ज्ञात्वा सर्वे